कोविड्काले मम अध्ययनार्थं विज्ञानं तन्त्रज्ञानञ्च अत्यन्तं सहकारी आसीत् कथम् इति चेत् अहं यदा कोविड्काले मम गृहे एव आसम् तदानीम् अध्ययनस्थानात् शालाकेन्द्रात् पुस्तकानि नेतुम् अशक्तः जातः तत्काले तन्त्रज्ञानस्य साहाय्येन सर्वाणि अपि पुस्तकानि मम अपेक्षिताः ग्रन्थाः अहं पी डी एफ़् रूपेण एव सम्पादनं कृतवान् अहं मम अध्ययनार्थं बहूनि तन्त्रांशानि उपयुज्य मम आचार्याणां सकाशात् पाठं स्वीकृतवान् एवमेव अहं मम छात्राणां कृते अध्यापनार्थमपि तन्त्रज्ञानस्यैव उपयोगं कृतवान् तत्र बहवः तन्त्रांशाः अध्यापनार्थम् अध्ययनं च साहाय्यं कृतवन्तः तत्र अन्तर्जालीय ज्ञानमस्ति गूगल् स्कैप् इत्यादिरूपेण यद्यत् अन्तर्जालीयविषयः निरूप्यते तत्सर्वमपि मम कृते साहाय्यम् अकरोत् तत्काले अहम् अधिकमेव ज्ञातुं शक्तः इति अत्यन्तं सन्तोषः कदाचित् तत्र साधुत्वमपि आसीत् असाधुत्वमपि आसीत् यदि अध्ययनमेव पूर्णतया कृतवान् तदानीं साधुरूपेण उपयोगः जातः कदाचित् चलच्चित्रादिकं पश्यन् समयं यापितवान् इति कृत्वा असाधुत्वमपि तत्र आसीदेव